मम तु महती रुचिः भवति नृत्यविषये यद्यपि नर्तकः नास्मि चलनचित्रेषु वा बहुत्र बहूनां नर्तनादिकं पश्यामि इच्छा तु अस्ति एकः प्रभुदेवः इति एकः नटः तमिळ् भाषायां सः सम्प्रति तथा चल्न् चलनचित्रेषु न दृश्यते तस्य नर्तनं मह्यं बहु रोचते तथा रितिग् रोषन् नाम पु पूर्वं बहुवारं श्रमम् अकरवमपि ते यथा अभ्यासं कुर्वन्ति नर्तनाभ्यासं यत् ते प्रदर्शयन्ति तद्दृष्ट्वा अहमपि कदाचित् शक्नोमि वा इति अभ्यासं बहुवारं कृतवान् परम् पठनेन पठनेन विना नाम कस्यापि गुरोः समीपं गत्वा पठनेन विना एतादृशं नर्तनादिकार्यं न सम्भवति वस्तुतः जनान् एतादृशाः नर्तकाः जनान् जनानाम् आकर्षणं कुर्वन्ति एवं विभिन्नरूपेण नर्तनादिकं कृत्वा प्रदर्शनादिकं कृत्वा तथा किम् तत्र आनन्दपात्रताम् अनुभवन्ति नाम आनन्दपात्राणि भवन्ति तथा आनन्दं जनयन्ति एतादृशाः एते नर्तकाः भवन्ति ते तेषां पादचलनम् महान् कालः तावत् एते अभ्यासः कृतः अवश्यं हि भवति नो चेत् एवं न सम्भवति कथं ते किं का अङ्गविन्यासं कुर्वन्ति चेष्टाः ताद् तादृश्यः भवन्ति अपि च यदा कदापि सर्वदा पश्यामि इति न मध्ये मध्ये यदा समयः उपलभ्यते मध्ये मध्ये एतादृशं नर्तनकार्यं पश्यामि तत्र महती रुचिः वर्तते